अस्माकं पाकपद्धत्यां विशिष्टानि खाद्यानि दोसा इड्लि दोसा बहु भिन्न भिन्ना अपि भवति सदादोसा मसालादोसा प्लेन् दोसा सेट् दोसा रवादोसा खारदोसा नीर्दोसा रागिदोसा गोधीदोसा मेथीदोसा इत्यादयः वर्तते इड्लि अपि भिन्न भिन्न सन्ति सेट् इड्लि गुण्डा कडुबु रवाइड्लि एम् टि आर् इड्लि फनसफलस्य इड्ली इति अन्य अन्य सन्ति सामान्यतः माषं तण्डुलञ्च जले घण्टाद्वयं निमज्य तस्य जलं निष्काश्य शुद्धजलं योजयित्वा ग्रेन्डर् मध्ये पिष्टं करणीयं तत् पिष्टम् आरात्रिपर्यन्तं स्थापयित्वा अग्रिमदिने दोसा वा इड्ली वा कर्तुं शक्यते दोसा वा इड्ली वा साम्बार् नारिकेलचट्नी सह खादितुं शक्नुमः